हा स्मृतिः तावत् अपरिवर्तनीया यतः श्रुतिः स्मृतिः पुराणमिति एतेषां त्रयाणां क्रमः उक्तः वर्तते श्रुतेः अनन्तरं यः विषयः आगच्छति चेत् स्मृतिरेव स्मृतेः अनन्तरमेव पुराणानि आयान्ति किन्तु सर्वत्र स्मृतिषु केचन अंशाः तावत् साम्प्रतं जीवने प्रयोक्तुं न शक्यन्ते यतः इत्युक्ते तस्मिन् काले तावत् आयुर्वेदरूपेण सा सर्वमपि कर्तव्यम् इति आज्ञा तावत् कारिता किन्तु एतस्मिन् काले सर्वेषामायुर्वेदपदार्थानां तावत् उपलब्धिः नैव जायते यतः सर्वत्र तावत् वज्रलेपभवनानाम् आधिक्यमेव भवति तदनन्तरं विस्तारविषये इत्युक्ते तत्र ये तावत् सद्विषयाः उक्ताः भवन्ति अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्य दण्डयन् अयशो महदाप्नोति नरकं चैव गच्छति इति मनुस्मृतेः वाक्यं वर्तते किन्तु अयं विषयः तावत् साम्प्रतमपि विस्ताररूपेण कर्तुं शक्यते सर्वत्रापि काले नीतिः एकैव यदि एकं दोषं करोति चेत् सः दण्डनीयः एव किन्तु एतस्मिन् विषये स्मृतीनां विस्तारः सम्यक्तया कर्तुं शक्यते किन्तु यत्र कुत्रापि आयुर्वेदरूपेण उत धार्मिकरूपेण कर्तुं शक्यते वा इति महत्तरे प्रश्ने पृष्टे सः तावत् ईषत् क्लेशकरः एव भवति

तस्मात् कारणात् धार्मिकविषये तादृशरूपेण कर्तुं न शक्यते किन्तु नीतिविषये सम्यक्तया परिपालयितुं शक्यते यतः दायादिविभागः इति अध्यायः तत्र तत्र स्मृतिषु दृश्यन्ते एव याज्ञवल्क्यस्मृतौ मनुस्मृतौ तत्र तत्र दृश्यन्ते एव ते अंशाः तावत् साम्प्रतं प्रतिपादयितुं शक्यन्ते एव यदि समाजम् इच्छति चेत्